हे महोदय अहमिदानीं स्विग्गिमध्ये भोजनं पञ्जीकरणं कृतम् तस्मात् क्वचित् डिस्कौण्ट् वर्तते चेत् उच्यताम् प्रतिनित्यं स्विग्यामेव भोजनं पञ्जीकरणं क्रियते तस्मात् कारणात् किञ्चित् डिस्कौण्ट् दीयतां नो चेत् अहम् अन्यत्र गच्छामि तस्मात् डिस्कौण्ट् देयं त्वया